अहम् अन्लान् माध्यमेन एकं कर्णाभरणम् आनीतवती तत् मह्यं बहु रोचते समये एव आगतं मम मुखस्य कृते बहु शोभते च एतस्य वर्णम् अपि बहु सम्यक् अस्ति अहं यथा आर्डर् कृतवती अस्मि तथैव आगतम् मया बहुदिनानि उपयुक्तं परन्तु एतस्य वर्णस्य परिवर्तनं न जातम्